मम प्रदेशे वातावरणं तु बहुघर्मः वृष्टिः तावन्नास्ति तथा च शैत्यं तावद् नास्ति बहुघर्मः एव मया अनुभूतम् सः अनुभवः बहु क्लिष्टमेव वक्तुम् तथापि वक्तुं प्रयत्नं करोमि यदा अहं गृहं प्रविशामि युतकम् निवार्यते त तादृश अनुभवः बहु घर्मः एव मम जीवितकाले तत्र वातावरणस्य परिवर्तनं भवितुं शक्यते तथापि कासर्गोडु प्रदेशः बदियड्कग्रामे तावत् परिवर्तनं मया वक्तुं न शक्यते किञ्चित् भवति इति मम अभिप्रायः